अस्तु अस्माकं गृहे जलस जलनिमित्तम् एकं बोर्वेल् अस्ति कूपः अस्ति अनन्तरम् उपरि एकं टाङ्क् अस्ति जलाशयः अधः भूमौ अपि एकः जलाशयः अस्ति प्रतिदिनं वयं पूरयामः अनन्तरं जलम् अस्माकं पाककार्यार्थं जलम् अनन्तरं स्नानादि कार्यार्थं जलम् अनन्तरं वस्त्रप्रक्षालनार्थं जलम् अनन्तरम् एतत् अस्माकं गृहं एकं पृथक् अस्ति फ़्लाट् नास्ति इति कारणात् अत्र एतत् लघु ग गार्डन् अस्ति तत्र लघु सस्यानि सन्ति तेषां निमित्तं जलपोषणम् एतत् सर्वं जलसिञ्चनम् एतत् सर्वं चलति किन्तु पर्याप्तरीत्या अत्र जलव्यवस्था कृता अस्ति इति कारणात् वयं कष्टं न अनुभवामः